अस्माकं भारतीयसंस्कृतौ चत्वारः वेदाः भवन्ति तत्र गायनपद्धतिः सामवेदः इति उच्यते तत्र सङ्गीतं कुतः आगतम् इत्युक्ते सामवेदादेव गीतिषु सामाख्या इति वदन्ति सामवेदः गायनपद्धतिः तत्र भवति सङ्गीते तत्र सप्तस्वराः भवन्ति स रे ग म प ध नि सा इति किं तत्र यमकं भैरव् भैरवी इति तत्र कस्मिन् कस्मिन् गायनं भवति इति भवति यथा भैरव् तत्र भवति स रे ग म इति तत्र मन्दं मन्दं मन्दं मन्दं यथा करुणा करुणरसप्रधानेन तत्र गायनं भवति एवं सङ्गीतं वास्तविकतया वयं पश्यामश्चेत् सङ्गीतं अन्तः भावनया गीयते चेदेव यदा वयं तस्मिन् गाने आह्लादय आह्लादीभूताः भवामश्चेदेव तत् गानं रोचते भावनया गानं गीतं गीयते

सकृद्गीताम्भसि स्नानं मलनिर्मोचनं पुंसां सकृद्गीताम्भसि स्नानं तदपि उक्तं यतो हि सङ्गीते वयम् एतावत् तत्र हर्षीभूताः भवेम भावनया गा गायामश्चेदेव तत्र वयम् आनन्दम् आगच्छति यदा